भारते प्रसिद्धाः क्रीडाः इत्युक्ते भारतदेशे सर्वत्र भिन्न भिन्न क्रीडाः सन्ति अनेकाः धार्मिकक्रीडाः तथा साम्प्रदायिकक्रीडाः देशे सर्वत्र वर्तन्ते तद्विहाय देशे सर्वत्र केचन क्रीडाञ्जनाः क्रीडन्ति केचन क्रीडाः आङ्गलसर्वकारस्य कारणेन भारते प्रसिद्धिं प्राप्तवान् प्राप्तवन्तः अन्ये केचन क्रीडाः भारतीय मूलाः एव सन्ति उदाहरणार्थं कबडी कबडी क्रीडा भारतीय क्रीडा एव अस्ति पुरातन कालादारभ्यः एतावत् पर्यन्तं कबडी भारतदेशे अति प्रसिद्धक्रीडे क्रीडेषु अन्यतमः वर्तते अनन्तरं क्रिकेट् क्रिकेट् इत्युक्ते एतदस्ति आङ्गलसर्वकारस्य योगदानम् अस्मिन् क्रीडा भारतीय क्रीडा नास्ति एतदस्ति विदेशीयक्रीडा इत्युक्ते पाश्चात्यक्रीडा किन्तु अत्र इदानीं भारतदेशे सर्वत्र जनाः क्रिकेट् क्रीडन्ति प्रमुखतया बालकाः सर्वत्र क्रिकेट् एव क्रीडन्ति अस्माकं दक्षिणकन्नडमण्डले इत्युक्ते क्रिकेट् एव विभिन्नरीत्य जनाः क्रीडन्ति अस्य नाम अस्ति अंडर् है अंडर् हैंड् क्रिकेट् इति अस्य क्रीडा बहु समीचीनं भवति किन्तु किञ्चित् क्लिष्टकरम् अपि भवति अत्र जनाः अस्मिन् अन्डर् अर्म् क्रिकेट् क्रीडितुम् अतिसन्तोषं अनुभवन्ति एतद्विहाय अस्माकं धार्मिकक्रीडान् अपि जनाः सन्तोषेन क्रीडन्ति अत्र वृष्टिकाले कृषिक्षेत्रं गत्वा जनाः एकस्मिन् सूत्रं हस्ते गृहीत्वा विभागद्वयं कृत्वा एकस्मिन् क्रीडां क्रीडन्ति हग्गजगट इति अस्य कृते नामं दत्तवन्तः एतदस्ति अस्माकं ग्रामीणक्रीडा एतद्विहाय चेन्नमने इत्यादि धार्मिक स्थलीयक्रीडाः अत्र प्रसिद्धाः सन्ति चतुरङ्गक्रीडा अस्ति भारतदेशे अत्यन्तप्रसिद्धक्रीडा तथैव बुद्धियुक्तजनानां क्रीडा अस्ति चतुरङ्गक्रीडा विश्वे इदानीं चतुरङ्गक्रीडा अति प्रसिद्धमस्ति किन्तु अस्मिन् क्रीडा सम्पूर्ण भारतमूलीय क्रीडा अस्ति जनानां बुद्धिमत्ताम् अधिक वर्धते अस्मिन् चतुरङ्गक्रीडां अस्य योगदानं कृतम् अस्ति अस्माकं भारतदेशम् एतद्विहाय अन्ये लघु लघु क्रीडाः सर्वत्र सन्ति अनन्तरं जनाः प्रमुखतया बालाः विभिन्न क्रीडान् तेषां एव अन्वेषण कारणतया अपि कुर्वन्ति बा बालस्तावत् क्रीडासक्तः इति आचार्य शंकरः अवदत् तथैव बालाः विभिन्न नूतन क्रीडान् सर्वदा अन्वेषन्ति सर्वदा क्रीडन्ति एतदस्ति भारतदेशस्य परिस्थितिः क्रीडा विषये